इदानीन्तनाः ये सन्ति तेषां कृते तु गेम्स् एव जीवनम् इति ते चिन्तयन्ति तत्र तावत् अहं यत् क्रीडितवान् इति वदामि अहं तु गेम्स् विषये बहु प्रेमं रक्षितवान् अस्मि तत्र केन्डि क्रश् इति पूर्वं यद् बहु फ़ेमस् आसीत् तत्तु अहं बहु क्रीडामि स्म सेवेन् हण्ड्रेड् किमपि लेवल् अपि पास् कृतवान् आसम् तदूर्ध्वं टेम्पल् रन् अपि च अस्माकं ग्रामे सैबर् वर्तते तत्र वयं गत्वा प्रतिदिनं सायं यदि भवति तत्र गत्वा यस्माभिः गेम्स् क्रीड्यते गेम्स् क्रीड्यते स्म तदर्थमेव वयं सैबर् प्रति गच्छामि स्म तत्र जि टि ए केण्डि क्रश् इत्यादिकं सर्वं वयं गेम्स् क्रीडयित्वा गृहं प्रति आगत्य आगच्छामः तथा मम कृते इष्टम् इत्युक्ते पूर्वम् इष्टमासीत् केण्डि क्रश् इति अपि च तत्रेव केरम् अस्ति अपि च क्रिकेट् इत्यादिकं सर्वं क्रीडामः एवमेव बहु किमपि गेम्स् विषये जानामि इति नास्ति परन्तु यावत् जानामि तावत् सम्यक् जानामि अपि च क्रिकेट् विषये एव मम बहु इच्छा आसीत् पूर्वं तत् त्यज तत् त्यजामि चेत् केण्डि क्रश् इति आसीत् इदानीं तु तथा इच्छा नास्ति नास्ति इत्यपि न वदामि परन्तु अस्ति